हरि ओम् अत्र अहम् अशोक होटेल्तः भोजनम् आर्डर् कृतवती पराटा सर्वं बहु समयः जातः अहं निरीक्षणं कुर्वति अस्मि कदा प्राप्नो प्राप्नोति भवान् इति वदति वा तत् गृहे बान्धवः सन्ति अहो अधिकसमयः गच्छति चेत् तत् भोजनं शीतलमपि भवति अतः